अहं परिवारजनैः जनैः सह तथैव मित्रैः सह अपि मनोरञ्जनं प्राप्तुमिच्छामि कुटुंबजनैः परिवारजनैः अहम् भोजनकरणे कदाचित् द दूरचन दूरदर्शनं दुरदर्शनं दर्शने तदेव क्रीडनसमये अनन्तरं वार्तालापे तदैव पुस्तकाध्ययने चर्चा करणे अहं मनोरञ्जनं प्राप्नोमि तथैव मित्रैः सह इत्युक्ते यात्राकरणे अनन्तरं सल्लापे अनन्तरम् चलचित्रदर्शने क्रीडने एवम् चित्रं चित्रनिर्माणे अनन्तरं पठने पाठशाला पाठशालायां एवं सर्वत्रापि अहं मनोरञ्जनं प्राप्तुं प्राप्तुम् इच्छामि